अहम् अतिथीनां कृते बहुसत्कारं करोमि यदा अतिथयः मम गृहमागच्छन्ति तेषाङ्कृते आदौ आसनादिकं दत्वा ततः परं पेयं किञ्चित् जलं तान् पृष्ट्वा तेभ्यः अहं यच्छामि तदनन्तरं ते यदि काफ़ीपानम् इच्छन्ति काफ़ी यच्छामि अथवा चायपानम् इच्छन्ति चेत् चायं यच्छामि तदनन्तरम् अन्यत् किञ्चित् वसनादिकं तेषाम् अपेक्षितम् अथवा स्नानादिकं किञ्चित् कर्तव्यं तैः इत्युक्ते तदर्थं व्यवस्थां कल्पयामि ततः परं तेषां यथारुचि अहं भोजनादिकं दास्यामि अहं तत्र भोजनेषु सर्वविधभोजनमपि कल्पयामि तत्र मधुरं लेह्यं पेयं भक्ष्यम् इत्यादिकं सर्वमपि तेषाङ्कृते कल्पयामि यदा अहं पाकं करोमि तदा तान् अहं पृच्छामि यत् तेषां किं रोचते इति तेषां यद् रोचते तथा अहं पाकं करोमि तत्र पाके अतिकटुः वा अतिलवणं वा अतिमधुरं वा न स्थापयित्वा यथारुचि करोमि